अस्माकं प्रदेशे क्रीडाजनाः सन्ति किन्तु ते स्वेष्टं क्रीडां क्रीडितुं समस्याः भवन्ति किमर्थं नाम अत्र क्रीडाङ्गणस्य पुरतः अपि च पार्श्वे गृहनिर्माणं कृतवन्तः इदानीं वयं क्रिकेट् क्रीडामः चेत् एकवारं बाल् ताड्यते तद् गत्वा गृहस्य उपरि पतति तद् गृहे विद्यमानाः जनाः आगत्य तर्जयन्ति अतः तत्र अस्माकम् आसक्तिः क्रीडस्य विषये आसक्तिः न भवति अतः यत्र क्रीडाङ्गणं अस्ति तत्र तत् पार्श्वे उत तद् पुरतः गृहस्य निर्माणं न कर्तव्यम् इदानीं फ़ुट्बाल् स्वीकुर्मः फ़ुट्बाल् यदि क्रीडन्ति तेषां पादे स्थापितं शू एव न भवन्ति ते एवमेव पादेव क्रीडन्ति अतः तेषाम् पादे वेदना भविष्यति अपि च इदानीं वालिबाल् क्रीडन्ति वालिबाल्मध्ये अस्माकं प्रदेशे भूमिः अस्ति किन्तु तत्र क्रीडितुम् जनाः नैव त्यजन्ति किमर्थं नाम कोलाहलः भवति इत्येवम् एतादृशं कारणं वदन्ति अपि च अस्माकं प्रदेशे क्रीडाजनाः क्रमेण न भवन्ति इति मम अभिप्रायः अस्ति